भारतस्य पूर्वोत्तरप्रान्ते त्रिपुराराज्यं विद्यमानमस्ति त्रिपुराराज्ये जनजातिसङ्ख्या आधिक्यं भवति

कृषिकार्यद्वारा जिव जीविकानिर्वहणं कुर्वन्ति क्रिसि कृषिकार्येषु अस्ति रबरुत्पादनम् वंशस्य उत्पादनम् एवं पनसस्य उत्पादनम् इत्यादि न केवलं तथा अपि तु मत्स्य सिकारमपि कुर्वन्ति तेन साकं वंशस्य बहुविध वस्तु निर्माणद्वारा ते जीविकानिर्वहणं कुर्वन्ति एते एतत् सन्ति सम् आर्थिकस्थितेः आधारम्